स्वपरिवारेण सह अहं धार्मिकोत्सवं प्रतिदिनम् आचरामि कदा इत्युक्ते वयं अग्निहोत्रिणः अग्रिहोत्रिणां गृहे प्रातः अग्निहोत्रं सायम् अग्निहोत्रं वैश्वदेवम् औपासनं देवार्चनम् अतिथिभोजनम् इति प्रतिदिनम् अपि उत्सवं वयं तु उत्सवप्रियाः तस्मात् प्रति पौर्णमास्याम् अमावास्याञ्च दर्शेष्टिः भविष्यति पौर्णमासेष्टिः भविष्यति तदा परिवारेण साकम् अतिथिभोजनं बन्धूनाम् आगमनं च भवति तस्मात् धार्मिकोत्सवं विशेषेण कुर्म एव आनन्तरं संवत्सरे तावत् दीपावलिः स्यात् शरन्नवरात्रि उत्सवः स्यात् रामनवरात्रि उत्सवः भवेत् अथवा गणेश उत्सवः स्यात् सर्वोपि उत्सवाः अस्माकं गृहे परिवारेण साकमेव भविष्यति तस्य सिद्धता तु सप्ताह पूर्वादेव आरभ्यते तस्मात् भोजनविशेषं तत्र अनेके विशेषाः तत्र एनेकानि वस्तूनि भवन्ति व्यञ्जनादीनी तत्र मधुराणि सर्वं भवन्ति भोजनकाले अनन्तरं श्राद्धानि श्राद्धानि क्रियन्ते तेपि कदाचित् उत्सवाः इति मन्यामेहे कुत इत्युक्ते महालयदिनेषु महालयपक्षे तु सर्वेषां कारुणिकपितॄणां सह अस्माकं पितृचरणानां मातृचरणानां मातामहादीनां सर्वेषां तु तत्र आलङ्कारार्थं ब्राह्मणाः आहूताः भविष्यन्ति तेषां भोजनं बन्धुनां भोजनं सर्वं भवति एवं प्रतिदिनम् अस्माकं गृहम् उत्सवगृहमेव भवति इति वदामि